अहम् आत्मविश्वासेन दृढसङ्कल्पेन धैर्येण परिश्रमेण च वृत्तिलाभकरणार्थं प्रयत्नं करिष्यामि धर्मसङ्कटसमये च समस्यायाः समाधानम् अन्वेष्टुं प्रयत्नं करिष्यामि यदि समाधानं न प्राप्नोमि तर्हि अहं ज्येष्ठेभ्यः सकाशात् समस्यायाः समाधानं पृच्छामि तैः उक्तः अनुसरामि च तथा च समस्यायाः मूलं किं किं तत्र यथार्थतया कारणम् इति सम्यक् परिशील्य अग्रे ईद्दृशी समस्या कदापि न आयात् तथा व्यवहरामि